नमस्कारः अस्माकम् एकं पुरातनं गृहमासीत् तस्य पुनर्नवीकरणं कर्तव्यमासीत् एवं किं किं कर्तुं शक्यते इति उच्यते चेत् चिन्तयामः इति

हां उपरि टेरेस् अस्ति एवम् अधः प्रकोष्ठद्वयं वर्तते पुनः एकं देवगृहमपि वर्तते एवं वातायनं सर्वं पुरातनं यथा वर्तते नाम स्लैडिङ्ग् नास्ति तद् स्थापयन्ति चेत् समीचीनं भवतीति चिन्तितं भवन्तः यदि सूचयन्ति तदानीं कर्तुं शक्नुमः किञ्चिताधुनिकशैल्यामेव नाम सम्पूर्णं बहु पुरातनं वर्तते अतः किञ्चिताधुनिकशैल्याम् एव इदानीम् अपेक्षितमासीत्

अहा निष्का निष्कासयितुं शक्यते आम् अस्तु तद् निष्कासनं विना किमपि कर्तुं न शक्यते इति वा नाम वृक्षस्य स्तम्भानि पुरातनम् इति दृश्यते इति इति आशयो वा इति एवमेवं नाम सम्पूर्णतया सम्पूर्णतया आधुनिकम् इति न परन्तु किञ्चित् वा नाम टैल्स् इत्यादिकम् स्थापयन्ति चेत् नाम इदानीं तु मृदेव अस्ति अतः एवं वा

अस्तु अस्तु हा अस्तु ओ नाम वातायनं चेञ्ज् कुर्वन्ति खलु परिवर्तनम् अस्तु एवं पुनः प्रकोष्ठद्वयेपि किञ्चित् किमपि कर्तुं शक्यते चेत् हा एकवारमागत्य पश्यन्ति चेत् ऐडिया लभ्यते इति आशयः

हा आगन्तुं शक्नुवन्ति

हा अस्तु अस्तु धन्यवादः